अद्यत्वे बालकाः क्रिकेट् ब्यास्केट्बाल् फुट्बाल् बेस्बाल् कब्बड्डि खो खो लगोरि बजेट्बाल् एवम् अनेकानि बहिः गत्वा बालकाः क्रीडन्ति किन्तु ते जङ्मवाण्यामेव पब् जि काल् आफ़् ड्यूटि बस् सिमिलेटर् इन्डोनेशिया वल्ड् बस् सिमिलेटर् इत्यादि अनेकानि जङ्गमवाण्यामेव डब्ल्यु सि सि वन् डब्ल्यु सि सि टू डब्ल्यु सि सि त्रि डब्ल्यु सि बि ऐ सि सि एतानि इ अनेकानि जन् जलवाण्यामेव क्रीडन्ति